नमस्ते अहं सम्यगस्मि भवान् अस्य अस् अस्यां पाकशालायां पाचको वा हा हा हा हा

हा हा अहं बवत् भवद्भिः यत् कृतं तत् भोजनं कृतवान् स्वादिष्टं तु वर्तते किन्तु तत्र अधिका रुचिः नास्ति भवताम् अनुभवम् इदानीम् अधिकं भवितव्यम् इदानीं न्यूनमस्ति इति मन्ये

हा ग्रामम् यदि ग्रामीणाः जनाः एव एवमेव कुर्वन्ति प्रथमः अतः नगरम् आगत्य सर्वप्रथमं तत्र होटेल्मध्ये वसन्ति तत्र किं कार्यं कर्तुं शक्यते तत् कुर्वन्ति भवद्भिः पाचककार्यं स्वीकृतवान् तद्वरमेव यदि आहारं भोजनं सिद्धं करोति चेत तत् वरमेव यदि ये बुभुक्षिताः आगच्छन्ति न्यूनातिनूतं तस्य बुभुक्षानिवारणं भवति खलु तत्र स्वादं तदनन्तरं भवति यदि बुभुक्षितैः किञ्चित् न प्रतिभाति इति वाक्यं वर्तते आ अतः तादृशं सम्यक् कार्यं भवद्भिः कृतम् अतः वयं भवद्भिः धन्यवादं समर्पयामः मम एतादृशी सूचना वर्तते भवद्भिः यत् भोजनं सिद्धं कृतं तत् वरं वर्तते यदि अनुभवः अधिकं भवति इतोऽपि स्वादिष्टं भोजनं कर्तुं भवद्भिः शक्यते तत्सूचना भवद्भिः यत् कृतं तत् भोजने दृश्यते यतः अहं तस्य स्वादं स्वीकृतवान् अतः भवद्भिः एतदेव वरं वरं कार्यम् अग्रे करोतु तत् अनुवर्तयतु इति मम सूचना

अहम् अहम् अस्मिन् नगरे एव वसामि यदा मम पत्नी ग्रामं गच्छति तदा अवश्यं भवतः भोजनालयं प्रति आगच्छामि भवतः भोजनस्य रुचिं स्वादम् अहम् अनुभवामि इदानीं गमनसमये अहं भवतां भोजनालयस्य यत् स्वामी वर्तते तस्य पार्श्वे वदामि एषः वरः पाचकः श्रेष्ठः पाचकः तम् अनुवर्तयतु वयं वारं वारम् आगच्छामः अन्येभ्यः अपि सूचयामः इति यदि सः स्वीक्रियते तत् भवद्भिः एकं वरं भवति इति मन्ये यदा कदापि तत्र विरामः भवति अस्मिन् सिद्धार्थनगरे एव मम गृहं वर्तते अतः एकवारम् आगत्य आगच्छतु वयं वार्तालापं कुर्मः कुर्मः अहं भवताम् एकं मित्रम् इति स्वीकरोमि अवश्यम् अवश्यम् हा